अस्माकं प्रदेशे आचरणे विद्यमानाः सांस्कृतिकोत्सवाः किम् इति पृष्टे प्रतिवर्षे कार्तिकमासे प्रतिदिनं द्विःकृत्वः देवः आराध्यते तदानीम् अस्माभिः रुद्रप्रश्नस्य पुनश्च चमकप्रश्नस्य स्वस्तिवाचनरूपेण पद क्रमाध्ययनं क्रियते पुनश्च षोडशोपचारपूजा यथा प्रवर्तते तस्य प्रवृत्तिः भविष्यति तत्र अस्माभिः सामवेदस्यापि कश्चन अवधिः दीयते पुनश्च ऋग्वेदस्य तत्र एकेकदिने एकैकगृहात् कश्चन प्रसादः आनीयते अर्प्यते देवस् देवाय पुनश्च अन्येभ्यः प्रसादरूपेण प्रदीयते एषः अतीवप्राचीनकालात् पद्धतिः प्राप्ता अस्मिन् ग्रामे अत्र त्रिंशत् दिनेषु तिथिषु एकैकगृहात् स्वयं ते निर्माणं कृत्वा आनयन्ति तस्य तेन प्रीतः देवः वृष्टिं प्रयच्छति